अहम् इदानीं शृङ्गगिरिः मेणसेनगरे अस्मि अत्र ओलाधिकं लभ्यते वा यदि आगच्छति कियत् कति रूप्यकाणि अपेक्षते कियत् समये अपेक्षते भवतः कृते हा अत्रेव अस्मि अहं स् स् मेणसे नगरे राजीवगान्धी क्याम्पस् समीपे अस्मि तत्रैव आगत्य तत्रैव अस्ति श्वः रात्रेव मम गन्तव्यमस्ति शृङ्गगिरिः तत्र आगन्तुं शक्नोमि वा तत्र किं फ़ेसिलिटि अस्ति वा ह किमर्थम् इत्युक्ते श्वः मम यानमस्ति तत्र सार्ध एकादशवादने तत्र गन्तव्यमस्ति तदर्थम् ओला अपेक्षते यदि आगच्छति सम्यक् भवति